पाश्चात्यतत्त्वशास्त्रम् अधीतुम् कदापि प्रयत्नः न कृतः किमर्थं चेत् अस्माकं भारतदेशस्य शास्त्रम् एव बहु मुख्यम् इति मत्वा तत् विषये पाश्चात्यविषये अहम् अधिकं न जानामि किन्तु केचन नामानि अहं जानामि काल्माक्स् इति प्रसिद्धः शास्त्रीयः पाश्चात्यतत्त्वशास्त्रः शास्त्रज्ञः इति अहं जानामि काल्मार्क्स् कम्युनिस्ट् शास्त्रम् अन्य कम्यूनिज़म् इति अन्य एकं शास्त्रं वर्तते इति अहं जानामि अस्माकं भारतदेशे बहवः शास्त्राः बहवः शास्त्राः पठितुम् इच्छामि